योगदर्शनस्य प्रणेता पतञ्जलिः वदति योगश्चित्तवृत्तिनिरोधः इत्युक्ते योगः इत्युक्ते मनसः एकाग्रीकरणं मनः एव अस्माकं जीवनस्य कारणं भवति बन्धने मोक्षे च अतः पतञ्जलिः वदति यदा वयं मनसः एकाग्रीकरणं कुर्मः तदा वयम् सर्वं किमपि कार्यमपि साधयितुं शक्नुमः अत्र उच्यते योगः शारीरिकव्यायामस्य रूपं वा नैव शारीरिकं व्यायामादिकं तु अलं साधनं येन अस्माकं मनः एकाग्रः भविष्यति एकाग्रः भ भवति चेत् अस्माकम् अन्यानि अपि कार्याणि साध्यन्ते यदा मनसः एकाग्रीकरणं भवति तद् ध्यानेन उत शारीरिकव्यायामेन तत्र गीतायाम् उच्यते युक्ताहारं विहारस्य युक्त चेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा मनसः एकाग्रीकरणं भवति तदा योगः सम्पद्यते योगः भवति चेत् अस्माकम् अन्तिमं लक्ष्यं मोक्ष्यं लभते